आं तादृशाः प्रसङ्गाः बहवः सन्ति मासद्वयात् प्राक् कस्मिन्श्चित् विश्वविद्यालये मम शोधपत्रस्य प्रसण्टेशन् आसीत् मास एकमासात् प्रागेव तस्मिन् विषये ज्ञातवती चेदति तत्र मम गतिः न आरब्धः आसीत् पेपर् प्रसण्टेशन् निमित्तं मम पत्रिकायाः सज्जता एव न न जाता आसीत् अन्ततो गत्वा दिनद्वयात् प्राक् अहम् उपविश्य किम् आरात्रि उपविश्य तद् लिखितवती अन्ततो गत्वा हैब्रिड् मोड् इत्यतः अहं तत्र गत्वा प्रसण्टेषन् करणीयमिति न ना आसीत् किन्तु तद् पि पि टि प्रसण्टेषन् कृत्वा तस्य रेकार्डिङ्ग् कृत्वा प्रेषणीयमासीत् यथाकथञ्चित् तद् रेकार्डिङ्ग् तु जातं किन्तु अन्तर्जालमुखेन तस्य प्रेषणं किञ्च् किञ्चित् स्थगितम् अभवत् अन्ततो गत्वा श्वः चेत् अद्य मध्यरात्रौ प्रेषणीयमापतितम् एवं यत्किमपि वा कार्यमस्ति चेदपि मम तु सर्वदा अन्तिमदिनस्य प्रतीक्षायां भवामि अहं